अहं मम्मटस्य पुस्तकं काव्यविषये अस्ति किल काव्यप्रकाशः काव्यप्रकाशपुस्तकं पठामि इति स्वीकृतवान् अन्तरं चिन्तितवान् एतत् सर्वं पठित्वा किं प्रयोजनम् काव्यम् अस्मिन् क तस्मिन्काले आसीत् अनन्तरम् इदानीं वातावरणं भिन्नम् अस्ति अतः धनसम्पादनं मुख्यं भवति धनविषये अधिकः एतत् टेक्नोलजि विषये अधिकं ज्ञानं भवति चेत् तदुत्तमाय भवति तर्हि तसं काव्यं पठित्वा तत्र रसः अस्ति अनन्तरं किमपि अलङ्कारः अस्ति अनन्तरं यद् छन्दः अस्ति तस्मिन् विषये ज्ञानम् प्राप्य किं प्रयोजनम् आर्थिकप्रयोजनं नास्ति अतः किमर्थम् एतत् पुस्तकं मया इदानीं पठनीयम् किन्तु चिन्तितवान् किन्तु पुस्तकं क्रीतवान् अनन्तरं सर्वे श्लाघितवन्तः बहु उत्तमम् अत्र विश्वनाथस्य पुस्तकम् एकम् साहित्यदर्पणः इत्येकं पुस्तकं काव्यविषये बहु उत्तमम् अस्ति अनन्तरं मम्मटः मम्मटस्य अपि बहु यत् विश्वनाथः बहु अधिकं पञ्चवाक्ये द्वारा वदति तद् एक वाक्यद्वये मम्मटःलिखति बहु स्पष्टम् अस्ति इति सर्वे अस्माकम् एकस्य शिक्षकः उक्तवान् पठतु भवतः का काव्ये आसक्तिः अस्ति अतः अहं स्वीकृत्य पठनारम्भं कृतवान् तदनन्तरं यदा एकेकं तस्य कारिकां पठित्वा अहं प्रेरितः आसम् कारिका अस्ति बहु संक्षिप्त रूपेण यत् वक्तव्यं पूर्णतया वदति एकमपि विषयः त्यक्तः इति न भवति अनन्तरम् असन्दिग्धा सन्देहरहिता अतः कारिका भवति तदनन्तरं यत्र अस्माकं ये छात्राणां कृते सुलभाय भवति इति अत्र वृत्तिमपि सः लिखितवान् अस्ति तद् अद् अपेक्षया तदनन्तरम् उदाहरणानि एतत् सर्वम् ब तद् रसः भवतु अथवा एतद् अलङ्कारः भवतु अथवा काव्यविषये या लक्षणा भवतु व्यङ्ग्यं भवतु अथवा यत् शक्तिः अभिधाशक्तिः भवतु लक्षणाशक्तिः व्यज्य व्यङ्ग्य श व्यञ्जनाशक्तिः एतत् सर्वं शक्तिकतम् एक कथं स्फुटति ह्येतत् सर्वं पठित्वा मम कीदृशम् एकः आनन्दः इत्युक्ते कति वर्षेभ्यः पूर्वं ये जनाः एषः चिन्तितवन्तः अन्यभाषासु इदृशं चिन्तनमेव नास्ति अत्र एकं पदम् अस्ति एकं वाक्यम् अस्ति तावदेव अत्र स्फोटकविषये कुत्र ज्ञानम् अस्ति एकं पदम् अस्ति चेत् तस्य पृष्ठभागे एका शक्तिः अस्ति अभिधाशक्तिः अस्ति अनन्तरं तत्र एका लक्षणाशक्तिः अपि भवति अनन्तरं तत्र एका व्यञ्जनाशक्तिः अपि भवति आरेव्वा एतद् मम बहु आश्चर्यं जातम् अतः अहं पूर्णतया अन्तिमम् उल्लासपर्यन्तम् सर्वं पठितवान् अतः एतद् ये म मम महान् सन्तोषः जातः